आम् अहं मोबैल् यन्त्रे न्यूस् फ़ीड्स् पठामि अस्माकं दूरवाणीयन्त्रे बहूनि न्यूस् फ़ीड्स् तथा एप् अस्ति यथा प्रतिदिनं न्यूस् एप्स् तथा न्यूस् एप् अहं प्रतिदिनं दूरवाणीयन्त्रे न्यूस् माध्यमेन सम्पूर्णभारते या या घटना घटिता ताम् अदर्शम् तत्र एकः एप् अस्ति दैनिक् भास्कर् अत्रापि न्यूस् एप् वयं पठामः एवं तत्र अन्तिमे पृच्छति घटनां सम्यक् अस् अस्ति न वा एतेन प्रकारेण एकः अन्य एप् अस्ति राजस्थान् पत्रिका तत्रापि केवलम् अस्माकं राजस्थान् प्रदेशे घटिता या घटना सा आगच्छति तथा गुगल् माध्यमेन घटना दृश्यते तथा च देसारी एप् अस्ति तत्र केवलं शिक्षायाः समाचारपत्राणि पठितुं शक्यते तथा अनेकानि एप् सन्ति अस्माकं दूरवाणी यथा न्यूस् ट्वेण्टी फ़ोर् ओपेरा न्यूस् एन् डी टी वी न्यूस् यदि अस्माकं पार्श्वे समाचारपत्रं पठनस्य समयः नास्ति तर्हि वयं न्यूस् एप् माध्यमेन पठितुं शक्नुमः तथा च न्यूस् एप् मध्ये लघुरूपेण लेखः आगच्छति तत्र पठित पठित्वा अपि वयं ज्ञानस्य वर्धनं कर्तुं शक्नुमः